निश्चयेन बालानां कृते संस्कृतं बहु आवश्यकं कारणम् बालानां ग्रहणशक्तिः अधिका अस्ति किमपि एकं श्लोकम् द्विवारं वदामः चेत् तेषां कण्टस्थी भवति अनन्तरं यदा आरम्भस्तरे तेषां मनसि बीजवत् वयम् उत्तम संस्कारान् उत्तमश्लोकान् वयं स्थापयामः चेत् तद् निरन्तरतया तिष्ठति अनन्तरं यदा अस्माकम् एकं स्पीकर् आसीत् महाजनेति सा उक्तवती यदा अहं बाला आसम् तस्मिन् समये अहं बहु अधिक सुभाषितानि कण्टस्थी कृतवती तदनन्तरं यदा अहम् अत्र लोकसभा लोकसभा स्पीकर् आसम् तस्मिन् समये किमपि समस्या आगच्छति चेत् अहं सुभाषितं स्मरामि सुभाषितं मम मार्गदर्शनं सर्वदा करोति इति अतः पश्यतु एका महाजन् इति अस्माकं माता अस्माकं ए ए एषा आसीत् स्पीकर् सा तस्य महत्वम् उक्तवती अनन्तरम् अस्माकं सि बालानां कृते निश्चयेन पाठनीयम् प्रौढाः पठन्ति वा तेषां स्मरणशक्तिः अधिकं न भवति बहुवारं श्लोकं पठति चेतपि मनसि न तिष्ठति किन्तु बालानां कृते एकवारं पाठयति चेत् तद् निरन्तरं तिष्ठति अनन्तरं ये एतदेव समय यय ज्ञानार्जनसमयः बाल्यकाल्यम् बाल्यकाले एव ज्ञानार्जनं भवति तद् अनन्तरम् अस्माकं डिस्ट्राक्षन् भवति यदा युवकः भवति चेत् डिस्ट्राक्षन् गृहस्थः भवति चेत् डिस्ट्राक्षन् अन्य कार्याणि भवन्ति अतः बालानां फ़ोकस्ड् अध्ययनार्थं विद्यार्जनार्थं बाल्यकालः इति कारणात् तस्य सद् उपयोगः भवतु अस्माकं संस्कृतिं वयं तेषां कृते बोधयामः